हरि ओं नमस्ते आम् आम् आ अहं तत् किमपि न इच्छामि महोदय न पिबामि अपि मम कृते एक न न न न न आवश्यकं नास्ति अधुनैव अहं गृहादागच्छामि मम कृते सुन्दरी शाटिका आवश् अतः किञ्चित् दर्शय दर्शयतु इदं अस्तु अस्तु एक एकां शाटिकाम् अस्तु अस्तु महोदय एकां शाटिकां दर्शयतु उद्घाट्य दर्शयतु किञ्चित् आं शाटिका तु अद्यैव आगता शाटिका तु अद्यैव आगता परं तस्याः शाटिकायाः मूल्यं कियदस्ति तद्वदतु मह पञ्चशते ददातु महोदय एकसहस्रं तु बहु अधिकम् अस्ति पञ्चशते ददातु तथा नास्ति महोदय भवान् न्यूनं करोतु अहं प्रति प्रति प्रतिवारं भवतः आपणादेव वस्त्राणि क्रीणामि अस्तु षट्शते वा ददातु न मह्यं तु काञ्चीशाटिका एव आवश्यकी अस्तु महोदय अहं काञ्चीनगरस्य एव शाटिकां स्वीकरोमि

अस्तु आम् आम्